नमस्ते मम कृते बिसिबेळे भात् खाद्यं ददातु रात्रौ मया रैल् यानेन गन्तव्यं तावद् पर्यन्तम् उष्णं यथा भवेद् तथा बन्धनं कृत्वा प्रेषयतु गतसप्ताहे त्वया बन्धनं न कृतम् आसीत् मार्गे एव खाद्यं शीतलं जातं मम पुत्रौ अर्द्धमेव खादित्वा त्यक्तवन्तौ उपसेचनमपि अन्यस्मिन् प्लास्टिक् स्यूते बन्धयित्वा प्रेषयतु यथा मार्गे न श्रवेत् तथा परिशीलयतु कृपया